अहं मम छायाचित्रं सामाजिकमाध्यमेषु न प्रकाशयामि यतो हि सामाजिकमाध्यमे एव नास्मि तत्र समाजिकमाध्यमात् आनुकूल्यमपि विद्यते परन्तु अनानुकूलता एव अधिकतया विद्यते इति मे भाति अतः सामाजिकमाध्यमानाम् उपयोगः न करोमि यदि अहं सामाजिकमाध्यमानाम् उपयोगः करोमि तदा अपि अहं मम छायाचित्रं सर्वत्र न प्रकाशयामि केषाञ्चिज्जनानां कृते यथा मम छायाचित्रं दृश्यते तथा एव अहं सामाजिकमाध्यमेषु मम छायाचित्रं प्रकाशयामि अतः छायाचित्रस्य प्रकाशनम् अहं सर्वदा न करोमि